आकाशवाणी दूरदर्शनं तथा मुद्रणरूपमाध्यमेषु संस्कृतं बहवः उत उपयुक्ताः वर्तन्ते अस्माकं कृते आकाशवाणी ये ये प्रसारितः भवति ये ये गीतं शृणोमि वार्तां शृणोमि समाचारः शृणोमि शृणोमि तेन तेन अस्माकं भाषा संस्कृतभाषा श्रवणं बहुवारं भवति तेन संस्कृतभाषायाः प्रभुत्वं जायते सर्वेषां कृते संस्कृतं श्रुत्वा भाषयाः बोधनं भवेत् सम्यक् रूपेण भाषाः ज्ञानं भवेत् भवति दुर्जनाः दूरदर्शने यत् यत् कार्यं यत् यत् गीतं शृणोति पठति दृश्यते श्रवणं भवति पठनं भवति तेन अस्माकम् अस्माकं जनानाम कृते बहु उपयुक्तं दृश्यते अस्माकं कृते संस्कृतं बहुवारं श्रुत्वा बहुवारम् उक्त्वा भाषयाः प्रभुत्वं वर्धते एवं प्रकारेण मुद्रा मुद्रणरूपेण उपि संस्कृतभाषायाः वर्धनं भवेत् संस्कृतभाषायाः प्रचारप्रसारम् अपि भवति भवति जनाः संस्कृतस्य महत्त्वं दृश्यते संस्कृतं सर्वे जनाः मुख्यम् आगतानां कृते आकाशवाणी दूर्दर्शनं मुद्रणरूपेण एवं माध्यमेन बहवः उपयुक्ता भवेत् अस्माकं कृते आकाश्वाण्याः मध्ये आदिनं ये अस्ति समाचाराः दृश्यते पश्यति श्रवणं श्रूयते तेन लाभः जायते दूर्दर्शनस्य उपरि कार्यक्रमः आगतः बालगीतं बालकथाः एवं प्रकारेण बालकानां कृते तथा जनानां कृते संस्कृतप्रचारप्रसारः अपि क्रियते तेन अपि ज्ञानस्य वर्धनं भवेत् मुद्ररूपेण अपि संस्कृतस्य महत्त्वं दृश्यते ये जनाः वृत्तपत्रिकाः पठन्ति संस्कृतं पत्रकारीरूपेण भवितव्यं पञ्चतन्त्रं सम्भाषणसन्देशः इति समाचारपत्रिकाः द्वारा अपि संस्कृतस्य ज्ञानं वर्धते एवं भाषायाः प्रचारप्रसारमाध्यमेन अपि संस्कृतभाषायाः लाभः भवेत् इति रूपेण संस्कृत आकाशवाणी दूरदर्शनम् इति विविधमाध्यमेषु अपि आधुनिकतन्त्रज्ञानेषु ज्ञानेषु अपि अस्माकं कृते संस्कृतभारत्याः विविधस्य कार्यक्रमस्य आयोजनं करोति तेन अपि सर्वेषां जनानां कृते संस्कृतस्य वर्धनं भवेत् संस्कृतस्य प्रचारप्रसारः भवेत् इति अहं मन्ये एवं प्रकारेण संस्कृतस्य कृते एवं सम्यक् कार्यं चलति चलति इति अहं प्रार्थना भवेत्